ह नृत्यस्य यदि वार्ता आगच्छति चेत् महिलानामेव नाम नामानि सर्वादौ आगच्छति किन्तु तत्रापि एतत् नृत्यं महिलानामेव कार्यं न वर्तते इदानीं वर्तमाने भवन्तः द्रष्टुं शक्नुवन्ति पुरुषाः अपि पृष्ठे न सन्ति नर्तयितुम् अतः नृत्यं मालि महिलानामेव कार्यं न वर्तते अत्र महिलानां समक्षे नर्ती नर्तकीभ्यः तस्समस्याः भवन्ति एव नृत्येकं तु तत्र यदि चलचित्रनिर्माणाय स तत्र मुख्यत्वे तत्रैव आगच्छति इति गृहे वा स्म स्वकुलेव गृहे यत् किमपि नृत्यं भवति तत् तु सामान्यत्वेन अस्माभिः किमपि धरित्वा किं नाम नृत्यं कर्तुं शक्नुमः किन्तु यदि किमपि चलचित्रम् इति यदि हं काश्टिङ्ग् करणीयं भवति चेत् तत्र विशेषत्वेन वस्त्रं दीयते तस्मिन् समये नृत्यं कर्तुं समस्या आयाति तत्र तस्य एव संरक्षणं कुर्मः यत् धृतमस्ति तत् वा तद नृत्यं करणीयं भवति यदि तत्र क्लेशाः आगच्छन्ति न नो चेत् अन्यत्र तु प्रायः नूतनमेव दृष्यते अतः नृत्यं महिलानाम् एव न पुरुषाणां कृते अपि उत्तमः भविष्यः वर्तते तत्रापि वयं नृत्यं कर्तुं शक्नुमः नृत्यस्य महति महति वर्तते वर्तमाने तु नृत्यमेव नृत्यं तथा च गायनं द्वयोः बहु आवश्यकता भवति अतः अस्माभिः नृत्यं तु करणीयमेव दर्तर्यमस्ति महिला तु प्रायः तत्तेषाम् अपि नामानि अग्रे आगच्छति किन्तु तदपि पुरुषाणाम् अपि तत्र सहयोगत्वेनेव नृत्यं सृषु सुष्ठुः भवति न तु एकाकि एकाकिनी यदि नृत्यति चेत् उत्तमं न प्रतीयते यदि पुरुषेण सह नृत्यति आनन्दः आ आगच्छति द्रष्टुमपि कर्तुमपि